मानसिकरोगाणां विषये अस्माकं चिन्तनं वर्तते यत् अस्माकं दिनचर्या यदि समीचीना वर्तते वयं यदि प्रसन्नं भूत्वा अस्माकं जीवनं यापयामः चेत् मानसिकरोगः न भवेयुः तदर्थं किं करणीयं चिकित्सानाम् इत्युक्ते दिनचर्या समीचीना करणीया सा एव चिकित्सा वर्तते यतोहि समयेन प्रातःकाले जागरणं भवेत् रात्रौ समयेन शयनं करणीयं पुनः दिवा समयेन भोजनं समयेन सर्वाणि कार्याणि यदि भवेत् भवेयुः तर्हि मानसिकरोगाणां किञ्चित् न्यूनता वर्तते मानसिक रोगः कथं भवति पुनश्च एतेषां शमनं कथं भवेत् तदर्थं चिकित्सा अपि वर्तते चिकित्सिका चिकित्सायाः कृते तु न जानामि किन्तु दिनचर्या यदि सम्यक् भवेत् तर्हि रोगाणां शमनं भविष्यति इति मे चिन्तनम्